स्वास्थ्य विषये क्रीडाः अत्यावश्यकाः बालस्थावत् क्रीडासक्तः इति उक्त्यनुसारं बालाः सर्वे क्रीडासु आसक्ताः भवन्ति क्रीडनेन दैहिकस्वास्थ्यम् अपि च मानसिकस्वास्थ्यं प्रवर्धते शालासु महाविद्यालयेषु च क्रीडा विषये महत्तरं स्थानं विद्यते सर्वे बालाः विविधासु क्रीडासु भागम् ऊढ्वा पारितोषकानि विन्दन्ति मण्डलस्तरे राज्यस्तरे राष्ट्रस्तरे विविधाः क्रीडास्पर्धाः आयोजिताः सन्ति